हरि ओम् हा भवान् प्रकोष्ठम् आगच्छे हा अस्तु उप उपविशतु

अस्तु प्रथमं भवान् स्वकीयं परिचयं दद्यात् नहि नहि शैक्षिक शैक्षिकं परिचयं दद्यात् शिक्षा कुतः लब्धा का शिक्षा लब्धा इति अच्छा इदानीं भवान् इदानीं भवान् क्वचित् सेवायां रतः अस्ति वा

विरामे अस्तु आचार्यकक्षायां भवतां मुख्यः विषयः कः आसीत् साहित्यमस्ति अस्तु तत्र काव्यप्रकाशदिशा काव्यस्य प्रयोजनं भवान् इदानीं वक्तुमर्हति आम् हा सम्यक् तस्य उदाहरणं दद्यात् हा अस्तु अस्तु अस्तु एवं वदामि अच्छा काब्यस्य लक्षणं तत्र विश्वनाथेन किं कृतमस्ति अस्तु रसात्मकम् अत्र अस्मिन् पदे कः समासः वक्तुं शक्यते वा यस्य इति उच्यते तेन अत्र बहुब्रीहिर्भवेत् रस हा रसात्मकं हा चिन्ता एवं बदतु ग रसगङ्गाधर ग्रन्थानुसारं काव्यस्य कति भेदाः सन्ति का काः हा हा उत्तमोत्तमं हा हा हा

अच्छा अच्छा

अस्तु हा शिक्षाचार्य हा हा अच्छा अच्छा अच्छा सिक्षाशास्त्रानुसारं तत्र शिक्षणस्य कानिचित् सूत्राणि स्मरन्ति भवन्तः अस् अस्तु अस्तु धन्य अस्तु धन्य धन्य धन्यवादः धन्यवादः अस्तु अस्तु अस्तु अस्तु